हरि ओम् गणेशः अहं मम परिवारेण साकं भ्रमनार्थं गन्तुम् इच्छामि पूर्यां भवतः पार्श्वे यद् बस् यानम् अस्ति तद् अधुना रिक्तमस्ति वा तद् आधारेन वयं गन्तुं शक्नुमः वा यदि गन्तुं शक्नुमः तर्हि कियत् धनम् अपेक्षते इतः पुरी गमनार्थं कियत् समयः अपेक्षते कति दिनानि अपेक्षते तदेकवारं वदति चेत् सम्यक् भवति एकवारं विचिन्त्य मां वदतु कियत् धनम् अपेक्षते तदपि वदतु तर्हि वयं चिन्तयितुं शक्नुमः किं सम्यक् भवति कथं प्रकारेण वयं गच्छामः चेत् सम्यक् भवति एवं तत्रापि कति दिनानि तिष्ठामि चेत् पुनः आगमने अनन्त् आगमनान्तरं कार्ये गमनार्थं समस्या न भवति इति चिन्तयितुं शक्नोमि अस्तु धन्यवादः